नमो नमः नमो नमः अस्ति अस्ति मम मम आपणे अस्ति एव परन्तु मम पार्श्वे भिन्न भिन्न उर्वरुकानि सन्ति स्वामिना भवतां कीदृशी उर्वरुकम् नेच्छति यथा श्रीराम उर्वरकः गजराज उर्वरकम् नन्दी उर्वरकम् इति भिन्न भिन्न कम्पनी इत्यस्य उर्वरकानि मम पार्श्वे सन्ति अस्तु अस्तु अस्ति गजराज अस्ति गजराज उर्वरकं तु सुयोग्यमस्ति अस्तु श्री श्रीराम उर्वरकम् अस्ति चेत् तस्य गजराज उर्वरकम् विशिष्टं वर्तते तन्मध्ये ये ये विशिष्टपदार्थाः निवेशिताः सा तु उत्तमा तु उत्तमाः सन्ति तेन गजराज उर्वरकेन ये द्विजन्तवाः यद्ये खाद्यानां विनश्यति या न नष्टं नष्टं कुर्वन्ति चेत् ये गजराज उर्वरकेन भवतां कृषिक्षेत्रं खाद्यानां च रक्षणं भवति तेन श्रीरामतः गजराज उर्वरकम् उत्कृष्टं वर्तते अतः मम मतं तु गजराज उर्वरकम् भवतः स्वीकरणीयम् ह्म्

ह्म् भवान् एक भवान् एकवारं कथयतु भवान् कति भवान् कति किलो उर्वरकम् यच्छति इच्छां करोति ह्म् सप्तति के जि भवान् ज्ञायतु यत् भवतां परतः पूर्वतः ये कृषिकाः ये कृषिक्षेत्रकाः सन्ति तेऽपि अधुना अधुना गजराज उर्वरकम् एव स्वीकुर्वन्ति कारणं तु श्रीराम उर्वरकम् अस्ति परन्तु तस्य विशिष्टता गजराज उर्वरकमध्ये आगच्छति ते स ते गजराज उर्वरकम् प्रति विशिष्टाध्ययनं विशिष्ट नूतन नूतन विशेष विशेषबीजं विशेष उर्वरकम् तन्मध्ये अस्ति तेन गजराजस्य प्रतिष्ठा अधिकं वर्तते महती वर्तते अधुना आपणमध्ये तेन अहं तु अहं तु भवतां भवतां कृते सूचयामि यत् गजराज उर्वरकम् एव भवान् नयतु अस्तु धन्यवादः